कलर् पेन्सिल् इत्युक्ते संस्कृतभाषायां वर्णलेखनी इति वक्तुं शक्यते वर्णलेखनी एका प्राप्ते सति त् बहु वर्णानि अपि एक लिखितुं शक्यते न केवलं कृष्णवर्णं यत् अस्माभिः साधारणतया उपयुङ्क्ते किन्तु रक्तः लिक लेखनं तदनन्तरं हरितलेखनम् इत्यादीनि अपि अस्माभिः कर्तुं शक्यते त तेन किञ्चित् क पदानां क क पदानां वाक्यानां च प्राशस्त्यम् उद्घाटयितुं शक्यते अतः एव एतत्तु बहु आवश्यकमस्ति